किमर्थम् इतोऽपि कार्यं न समाप्तं कर्तव्यं किल आम् तथा न करोतु एवं करोतु तत्र सम्यक् पश्य किमर्थं तत्र नयति आनयतु अत्र स्थापयतु किमर्थं एवं करोति एवं विधाः प्रश्नाः कार्याध्यक्षः करोति